व्यासेन रचितं यद् महाभारतं वर्तते तत्तु सत्यमेव तत्र तु असन्देहः एव नास्ति सः एव रचितवान् इत्यत्र तु प्रमाणम् अपि अस्ति कथम् इत्युक्ते नारदेन यद् उक्तं वर्तते तत् सर्वं सः व्यास ऋषेः तद् स्वीकृत्य तद् रचितवान् वर्तते अतः महाभारतं व्यासः एव कृतवान् इत्यत्र तु संशयः एव नास्ति सः नारदेन यद् शृतं तत् सर्वं मनसि चिन्तयित्वा यथोक्तम् तथैव सः ग्रन्थरूपेण द्वापारयुगे सः रचितवान् वर्तते अतः विवादरूपेण किमपि वा भवतु नाम तत्र तु संशयः एव नास्ति सः व्यासः एव तत् सर्वं रचितवान् इत्यत्र मम अभिप्रायः वर्तते अतः एतत्तु अस्माकं पूजनीयः ग्रन्थः वर्तते अतः तत्सर्वम् अङ्गीकर्तव्यमेव तत्र विवादार्थं किमपि विषयः एव नास्ति सः व्यासेन रचितम् इत्येव वयं वक्तुं शक्नुमः अतः अन् अन्येषां सहायं सः स्वीकृतवान् वा न वा इति तु न ज्ञायते किमर्थम् इति चेत् पुराणानि वदन्ति यत् नारदमहर्षिः तत्सर्वम् अन्येषां कृते न बोधितवान् केवलम् न व्यासस्य कृते बोधितवान् वर्तते अतः व्यासः अन्येषां कृते बोधयित्वा पुनः तेषां कृते रचनं कर्तुं वदति इति तु हास्यास्पदं हास्यास्पदं वर्तते अतः व्यासः एव महाभारतं रचितवान् तत्र विवादस्य किमपि विषयः एव नास्ति